गुरुकुलपद्धतिः आसीत् तत्र गुरुकुले एव भूत्वा द्वादश वर्षाणि अधीत्य शिक्षणं प्राप्नुवन्ति स्म तत्र अध्ययनद्वारा सांस्कृतिकमौल्यानां वर्धनं जायते स्म ज्येष्ठेभ्यः गौरवप्रधानः कथं व्यवहारः भवेत् इत्यादिविषयाः तत्र ज्ञायन्ते स्म कालानुसारेण गुरुकुलपद्धतिः विनष्टा ततः शालाशिक्षणम् आरब्धं तत्र प्रातः शालार्थं गत्वा सायं शालां समाप्य आगमनमिति आरब्धं तत्र क्रमेण केवलं पठनमारब्धं गृहाणां विषये आचर्याणां पाठकानां मातुः मा किं पालकानञ्च विषये गौरवं वा यत् तत्सर्वं नष्टमारब्धम् अनेन अपि च वा प्राचीनायाः भाष्यसंस्कृतेः पुनः बाह्यं तस्य पालनमारब्धं अतः संस्कृतिः न्यूना जाता अपि च अधुना कोविड् कारणतः पुनः आन्लैन् द्वारा शिक्षणं दीयमानमस्ति तत्र आन्लैन् द्वारा इतोऽपि कष्टम् यत् यदि शालायाम् अधीयते तर्हि परस्परं तत्र सौहार्दता भवति पठितुं यते शक्यते किन्तु इदानीं आन्लैन् द्वारा पाठः क्रियते तत्रापि यथा यथा कथञ्चित् पाठ्यते अपि च तत्र पाठः तस्य मौल्यवर्धनं न भवति पुनः तत्र तिरस्कारभावः इत्यादिकं इत्यादि भवति इत्यतः तत्रापि सांस्कृतिकमौल्यानां परिवर्तनं जायते